हरि ओम् नमस्ते आ वदतु महोदय हा वदतु महोदय आम् महोदय अहं बहु विलम्बेन सम्पर्कं कृतवती स्थलावकाशः अस्ति वा चित्रप्रदर्शने एतद् अस्ति खलु

अस्तु आम् अस्तु महोदय धन्यवादः महोदये भवती बहु सुन्दरेण उक्तवती एकः कलाविदः कति चित्राणि प्रदर्शयितुं शक्यते महोदय आम् वा हा अ अस्तु पञ्जीकरणार्थं शुल्कम् अस्ति वा ओ बहु उत्तमं महोदय भवन्तः केन आधारेण चयनं कुर्वन्ति आम् वा किं गात्रं भवेत् तत् चित्रं सर्वम् विषयं किञ्चित् वदतु आम् वा भवन्तः छायाचित्रान् अपि प्रदर्शनं करोति वा हा अस्तु यदि अस्माकंं चित्रं चयनं कर्तुम् अस्ति तर्हि सूचयन्ति वा भवन्तः कृपया आम् वा नास्ति महोदय किमपि प्रश्नः नास्ति बहु धन्यवादाः बहु उत्तमरीत्या भवती उक्तवती धन्यवादाः महोदय आ राम्राम् अभवत् वा